हरिः ओम् एतत् चन्द्रशेखरभट्टवर्याः खलु तत्र मम गृहे किञ्चित् कुजराहुसन्धेः शान्तिकार्यं करणीयमासीत् कदा कुर्मः तत्र कथं कुर्मः कदा तत्किमर्थमाचरणीयम् इत्यादि किञ्चित् वदन्ति वा एवं एवं वा मुहूर्तं सम्यगस्ति वा एवं वा एवम् अस्तु चिन्ता नास्ति द्वादशसहस्रं खलु कुर्मः चिन्ता नास्ति तत् किं किम् अपेक्ष्यते इति वदन्ति वा किञ्चित् अहम् आनयामि परश्वः एव अपेक्ष्यते खलु

ह तत् बृहत् अपेक्ष्यते वा किञ्चित् लघुभूतं वा एवं वा एवं वा एकं किलोपरिमितं पर्याप्तं वा एवं वा

कलशद्वयं वा हा एवं च एवमेवं दश वा अस्तु तत् कति अपेक्ष्यते पञ्च पर्याप्तं वा

एवमेवम् अस्माकं तु तद्भवत्येव चिन्ता नास्ति श्रद्धा तु सर्वदा भवत्येव हा तत्तु कुर्मः ह त ते अपि सन्ति चेत् आनयन्तु चिन्ता नास्ति ते कति आगमिष्यन्ति कति जनाः आग वयं तु गृहजनाः एव प्रायः विंशतिजनाः किञ्चित् पार्श्वे ये विद्यन्ते ते किञ्चिदागमिष्यन्ति केचन आहूताः सन्ति तावदेव विंशतिः पञ्चविंशतिजनाः तावदेव

भोजनार्थं सामान्यं तक्रं ताक्रं किञ्चित् व्यञ्जनं तावदेव सामान्यभोजनं सामान्यभोजनं पायसं वा किञ्चित् किमपि कुर्मः

हा तत्कर्तुं शक्यते

हा अस्तु आनयन्तु चिन्ता नास्ति सर्वमानयन्तु वयं धनं दद्मः अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु रां राम्